मम पद् प्रदेशस्य पर्यटनस्थानानां वैशिष्ट्यं किमिति चेत् तत्र केरळे केरलीयवस्त्राणि एव उपयुज्यन्ते किमिति चेद् केरलीय सारि दोति इत्यादयः विषयाः उपयुज्यन्ते वयं केरलीयाः संस्कारकविषये अतीव उन्नताः भवन्ति वस्त्र स्मरणिकाः अनेकाः अस्ति अस्माकं नगरे अत्र त्रिपूर्णितरनगरे हिल् पालेस् इति म्यूसियम् अस्ति म्यूसिये अनेकानि कार्याणि वर्तन्ते तत्र रात्रश्रीरामवर्मेण कृतम् अनेकानि कार्यस्य निर्देशाः अथवा कार्याणि तत्र स्थापयन्ति आचार्येण पूर्वम् अस्माकं त्रिपूर्णितरसंस्कृतसर्वकारीयकलालयः अपि तेन अस्माकं महाराजेन कृतं भवति तेन तु अत्र अनेकानि कार्याणि शा सांस्कारिकरीत्या अनेकानि कार्याणि कुर्वन्ति इत्यतः वयम् अत्युत्तमरीत्या अस्माकं केरले अस्माकं देशे त्रिपूण्तर देशे बहु सम्यक् कार्याणि वर्तन्ते अस्माकं कृते अनेकानि भोजनानि शास्त्रीयभोजनानि वर्तन्ते किम् इति चेत् भारतीय विज्ञानं भारतीय संस्कारम् अधिकृत्य अस्माकं सद्यः नाम्ना अनेकानि अन्नम् अस्ति तदन्नम् अन्नम् अनेकानि अनेकानि भोजनवस्तूनि उपयुज्य अनेकानि कार्याणि कार्यस्य निर्माणमपि कुर्वन्ति अनेकानि मधुरफलाहाराः अपि अस्माभिः कृते अस्ति इति एकं कार्यम् अस्माकं देशे अनेकानि स्थले स्थलानि सन्ति प्रद् दर्शयितुम् अनेकानि स्थलानि सन्ति त्रिपुणितर देशे एकं हिल् पेलस् तथा अनन्तरं पुनःतत्र ईशासं मन्दिरमस्ति अतः इतः इतः इदं त्रिपूणितरां विना अन्यत् केरळे अन्यत्र अस्माकं श्रीपद्मनाभस्वामि क्षेत्रं शिवक्षेत्राणि अनेकानि सन्ति इण्डिया महाराजः अपि अनेकानि स्थलानि सन्ति